नमस्ते हरिः ओं नमस्ते हा नमस्ते महोदय अस्तु अस्तु ह ह अस्तु भवतः आपणस्य आपणस्य नाम नाम किं

ह अस्तु अस्तु महोदय इदानीं पुस्तकमपि भवतः पार्श्वे अस्ति इति मन्ये पुस्तकानि सन्ति खलु पुस्तकानि सन्ति खलु आम् आम् अस्ति खलु भवतः पार्श्वे पुस्तकानि सन्ति इति उक्तवन्तः इदानीं हयग्रीवः आपणमेव खलु भवतः आपणस्य नाम आम् आं सत्यं महोदय तदेव आपणमस्ति खलु तन्निमितम् अहं दूरवाणीं कृतवती

आ तदेव हा अस्तु अस्तु इदानीं व्याकरणपुस्तकमस्ति वा भवतः पार्श्वे आम् व्याकरणम् आम् आवश्यकमस्ति मह्यम् आवश्यकम् अस्ति वा व्याकरणपुस्तकमस्ति अस्तु अन्यथा संस्कृतभारत्याः नूतनपुस्तकानि सन्ति वा भवतः आपणे सन्ति सन्ति हा किं किं वक्तुं शक्यते वा नूतनपुस्तकानि नाम नामावलिः अस्ति वा आवलिः अस्ति वा आवलिः अस्ति वा नूतनपुस्तकानि आवलिः अस्ति वा

हा वदतु महोदय हा वदतु अस्तु अस्तु अस्तु ह अस्ति का कालिकादपि भवत्येव खलु अस्तु अस्तु अस्तु अस्तु महोदय अस्तु अस्तु अस्तु इदानीं लतिका मलिका कलिकापुस्तकानि सन्ति कलु तत् एकं सेट् आवश्यकं भवति मह्यं प्रेषयितुं शक्यते वा आ अस्तु अस्तु महोदय किञ्चित् त्वरा भवति छात्राणां कृते दातुं यावत् शक्यते तावत् शीघ्रं प्रेषयितुं शक्यते वा अस्तु अस्तु अस्तु अस्तु अस्तु महोदय अ अहम् अहं तद् पाण्डिचेरि नगरे वसामि पाण्डिचरि नगरे वसामि तत् प्रेषयितुं शक्यते वा इति हा अस्तु अनन्तरं संस्कृतभारत्याः दिनदर्शिका अस्ति वा दिनदर्शिका आ दिनदर्शिका अन्यत् पञ्जाङ्गं तानि सर्वाणि सन्ति वा आ अस्तु अपि अस्ति अस्तु तदपि एकम् एकं प्रेषयितुं शक्यते वा ह अस्तु अस्तु अन्यथा भवतः आपणे अपि वर्णलेखन्यः वर्णलेखन्यः सन्ति वा वर्नलेखन्यः अपि अवश्यकताः भवन्ति हा हा श्वेतवर्णम् अपि श्वेतवर्णं कृष्णवर्णं रक्तवर्णं कपिलवर्णं कपिलवर्णम् आम् एकैकं कृते दश दश हा एकैकम् अपि तु दश प्रेषयतु महोदया अस्तु महोदय अस्तु महोदय धन्यवादः भवान् प्रेषयतु अहं धनमपि प्रेषयामि ह हु मास्तु महोदय मिलामः धन्यवादः पर्याप्तं वा